नवजातशिशोः यथा रोगाः न भवेयुः तम् उद्देश्यं मनसि निधाय केचन उपायाः मया अवश्यं क्रियते यथा गृहं परितः पर्यावरणं यथा स्वच्छतां प्राप्नोति तथा स्थापनम् एकं द्वितीयं परिवारजनाः ये सन्ति सदस्याः ये सन्ति तेषां कृते पर्याप्त अभिज्ञानं पूर्वमेव अस्माभिः देयं येन जव नवजातशिशोः जन्मनः परं तत्र स्वच्छतासम्बद्धसमस्याः न भवन्ति द्वितीयं गृहं परितः तथा व्यवस्था कर्तव्या येन प्रदूषितं कलुषितं वायुविशेषं यथा न प्रविशति तस्य निर्माणम् अस्माकं दायित्वं भवति एवमेव शिशोः यः प्रकोष्ठः भवति विशेषदृष्ट्या शिशोः व्यवस्था यथा समीचीना भवति तदर्थम् अस्माभिः प्रयत्नः तत्र कर्तव्यः अतः गृहं परितः गृहस्य अन्तः प्रकोष्ठं प्रति इति त्रिधा विभागं कृत्वा तत्र स्वच्छतायाः व्यवस्था अस्माभिः करणीया इति अहं चिन्तयामि